अहं पूर्वमेव उक्तवान् योगासनं बहु कष्टकरं मम कृते इति यतः अहं बाल्ये न आरम्भं कृतवान् यवनावस्थायां प्रारम्भं कृतवान् तत्र यद्यपि सन्ति आसनानि बहूनि किन्तु मम प्रियम् आसनं शवासनम् तत्र प्रशान्ती योगकुटीरम् इति अस्ति तत्र अहं योगा अभ्यासं कृतवान् सर्वाणि आसनानि बहु कष्टेन करोमि स्म अन्ते अस्माकं गुरुवर्यः शवासनं कारयति स्म शवासनं यदि न कारयति अहं स्मारयामि स्म आचार्य शवासनं कारयतु इति कारणं तत् आसनं नितरां रोचते अस्तु इति ते अस्मान् गुरुः कारयति स्म शवासनं तदनन्तरं वृक्षासनं वस्तुतः बहु सम्यक् करोमि वृक्षासने तत्र समतोलनं करणीयम् अनन्तरं मनो योगेन तत्र किञ्चिदपि यदि समतोलनं नश्यति तर्हि तत्र पतनम् एव भवति अतः तत्र वृक्षासनम् अहं बहु सम्यक् करोमि ततश्शवासनं शवासनं करोमि किन्तु समीचिनं वा न वा इति योगां योगं ये जानन्ति ते एव वदेयुः यदा योगासनम् अहं करोमि स्म तदा कदाचित् शवासने निद्राम् अपि करोमि स्म तदनन्तरं शान्ति मन्त्रम् उक्त्वा सर्वे गच्छन्ति स्म निर्गच्छन्ति स्म अहम् एकः एव यदा इच्छामि तम अर्धघण्टा अनन्तरं वा एकघण्टा अनन्तरम् उत्थाय पश्यामि न कोपि भवति स्म तदा ज्ञातवान् ओ एतत् शवासनं नाम तत्र निद्रा न करणीया तदर्थं नास्ति इति अतः तदनन्तरं महता कष्टेन वस्तुतः कष्टकरम् आसनं तु शवासनम् एव अस्ति यथा मया चिन्तितं तथा सुलभं न तत् तदनन्तरम् इदानीमपि अहं योगंकरोमि वृक्षासनं तदनन्तरं साक्षात् शवासनम् एव करोमि किन्तु निद्रां न करोमि तदेव योगविषये मम अतीव आसक्तिकरः विषयः योगः